अहं जयपुरवास्तव्यः संस्कृतच्छात्रः अस्मि मम प्रदेशे शिक्षणव्यवस्था प्रायः आङ्गलप्रभाविता एव अस्ति इति वक्तुं शक्नोमि यतो हि बाल्यादारभ्य एव सर्वा अपि शिक्षा आङ्गलभाषायामेव रुचिकरा प्रतीयते अपि च सर्वासामपि संस्थानां सर्वेषां विद्यालयानां सर्वेषां विश्वविद्यालयानां रीतिः इदानीं वैदेशिकी एव रीतिः रीतिः अस्ति इति अपि वक्तुं शक्यते परन्तु पूर्वं यथा भारते गुरुकुलपद्धतिः आसीत् यत्र शास्त्राणां मूलाभ्यासः मूलसूत्राणाम् उच्चारणम् अपि च एकस्य छात्रस्य यावत् शास्त्रसमाप्तिः न वृद्धिः भवितुम् अर्हति एतादृशी या स्थितिरासीत् अद्य सा स्थितिः नास्ति यत् पाठ्यक्रमः इदानीम् अध्याप्यते तस्मिन्नेव पाठ्यक्रमे अन्यस्य बालकस्य कियती गतिः मम का गतिः एतत् परिशील्य द्वयोः अन्यतमः प्रथमं स्थानम् अवाप्नोति प्रथमम् अवाप्नोति चेत् सः आत्मानं पण्डितं मन्यते परन्तु तस्य तस्मिन् शास्त्रे गतिर्किय कियती अस्ति गतिः कियती अस्ति इति एत् एतस्य ज्ञानं विहाय एव एतानि सर्वाणि अपि संस्कृतशिक्षणसंस्थानानि चलन्ति एतत् महतः दुःखस्य एव विषयः इति अहं नितान्तं वक्तुं शक्नोमि अपि च अत्र अस्माकं प्रदेशे एव काश्चन शिक्षणसंस्थाः सन्ति यथा राजस्थानविश्वविद्यालयः अपि च केन्द्रियसंस्कृतविश्वविद्यालयस्य जयपुर् परिसरः वर्तते सुबोध् कालेज् अस्ति अपि च अन्यविश्वविद्यालयाः महाविद्यालयाः वा अपि तत्र वर्तन्ते सर्वकारपक्षतः अत्यन्तमेव योगदानं सम्यक्तया प्रदीयते एतत् सुनिश्चितम् एव परन्तु दीयमाने अस्मिन् सहकारे अस्माभिः किं क्रियते एतत् अवश्यमेव अस्माभिः विचिन्तनीयं वर्तते यतो हि क्रियमाणानि सर्व सर्वाणि अपि कार्याणि अस्माकं प्रान्तस्य वर्धने सहकारं कुर्वन्ति अथवा अवकारं कुर्वन्ति अस्य चिन्तनम् अस्माभिः न क्रियते चेत् भविष्यत्काले अ अवश्यमेव एतत् सर्वमपि दुःखकरं भविष्यति उन्नतिः पदार्थानां भवति परन्तु मनुष्यस्य जीवनस्य अवनतिः भवति संस्काराणाम् अवनतिः भवति एकः पुरुषः अन्यं पुरुषं नाशयित्वा एव अग्रे वर्धितुं वर्धयितुञ्च आत्मानम् इच्छति एतादृशाः यदि परिस्थितयः अस्माकं समक्षे भवन्ति चेत् तर्हि प्रौद्योगिकाः जनाः स्युः उन्नतिरपि स्यात् परं जीवनमेव अत्यन्तं दुःखकरं स्यात् अपि च सुखमेव सर्वेषां जीवनस्य उत्कृष्टं प्रयोजनं वर्तते इति धिया शिक्षणं संस्कृतेरनुकू संस्कृतेः अनुकूला स्यात् जीवनस्य अनुकूला स्यात् अपि च उन्नतेः अपि अनुकूला स्यात् एतादृशी काश्चन शिक्षणव्यवस्थाः स्युः इति एतावदेव अहम् उक्त्वा विरमामि